मम अष्ट वर्षीयः पुत्रः अस्ति तस्य कृते अपि एकः वित्तकोष वित्त वित्तकोष् वित्तकोशीय लेखा भवेत् इति चिन्तयित्वा अहम् ऐ सी ऐ सी ऐ बेङ्क् गतवान् सा उक्तवती षड् सहस्र षष्टिसहस्र रूप्यकाणां डेपोसिट् करोतु इति षष्टिसहस्र रूप्यकाणां ना आसीत् तदर्थं वित्तकोषलेखा ना अपेक्षते इति आगतवान् अन्यथा अन्यः एकः विषयः अभवत् किञ्चित् धनं सञ्च् सञ्चयनं कृत्वा तत्र गतवान् तद् बेङ्क् जनः एव इतोऽपि एकः अन्यत् शाखा अन्यत् लेखा अस्ति तत्र धनं स्थापयतु तत् फिक्सेड् डेपोसिट् इव किमपि अन्यत् तद् तत्र तद् उद्घाटनं करोतु इति उक्तवती तद् उद्घाटितं मया तत्रापि वित्तकोषस्य अन्यः अन्यः भिन्नाः वित्तकोषीयलेखा भवति तद् स्मरणे भवितव्यम्